नमस्ते श्रीकृष्णारेस्टोरेण्ट् अहं पञ्चनिमिषात् पूर्वम् एकं खाद्यं फ़ुड् आ आर्डर् कृतवती दो तत्र दोसा पोङ्गल् वडा इत्यादयः खाद्यमस्ति गत आर्डर्मध्ये किञ्चित् उष्णं न्यूनम् अस्ति तत् कारणे कृपया खाद्यम् उष्णं कृत्वा पेकिङ्मध्ये सम्यक् पेकिङ् कृत्वा प्रेषयतु धन्यवादः